वेदस्य षडङ्गानि भवन्ति यथा शिक्षा कल्प व्याकरण निरुक्त ज्योतिष छन्दांसि एतेषां षडङ्गानाम् उपमानं शरीरस्य अङ्गेन सह वर्णितम् अस्ति यथा छन्दः पादौ तु वेदस्य कल्पोऽथ पठ्यते ज्योतिषम् आयनं चक्षुः निरुक्तं श्रोत्रम् उच्यते शिक्षा घ्राणं तु वेदस्य मुखं व्याकरणं स्मृतम् तस्मात् साङ्गमधीत्यैव ब्रह्मलोके महीयते आम् एकेन पुरुषेण सर्वे वेदाः अधीतुं शक्याः तथा न अवश्यं परन्तु बहवः उपनिषदि तथा पुस्तके अपि पठितवन्ति पूर्वकालः यः मुनिऋषिः आसीत् ते सर्वे वेदं पठनति स्म एवं च वेदज्ञानं तेषां शिष्याणां कृते प्रेरयति स्म एवं च बोधयन्ति स्म एवं च श्लोकः अस्ति यः ब्राह्मणः उपनयनसंस्कारपूर्वकं साङ्गं वेदं पाठयति सः आचार्यः इति उच्यते जीविकौपार्जनार्थं यः शिष्यः वेदस्य वा एकम् अङ्गं पाठयति सः उपाध्यायः इति नाम्ना प्रसिद्धः भवति एवं च यः चत्वारः वेदाध्ययनं करोति सः वेदाध्यायी इति उच्यते